नमस्ते एतत् ओला खलु मम एकं कम्प्लेन् अस्ति यद् मम प्रीवियस् रैड् यदासीत् तत्र ड्रैवर् किञ्चित् अधिकमेव कृतवान् मया तु तत् डेस्टिनेषन् कृते फ़ेर् यदस्ति तत् पूर्वमेव प्रिबुक् खलु अतः तत् आन्लैन् पेमेण्ट् आसीत् तत्र सः अन्ते यद् ओरिजिनल् फ़ेर् अस्ति तत् तदेपक्षया अधिकं धनम् अपेक्षितमिति पृष्टवान् अतः किञ्चित् ड्रैवर् सम्यक् नासीत् तस्य व्यवहारः सम्यक् नासीत् बहु राष् सम्भाषणं कुर्वन्नासीत् सः अधिकमेव धनं पृच्छति अतः तस्य व्यवहारः सम्यक् नास्ति अतः कम्प्लेन् कर्तुम् अहं स फ़ोन् कृतवान् अहं तु अधिकं धनं न दत्तवान् यावत् फ़ेर् मध्ये तत्र दर्शितं तावदेव दत्तवान् किन्तु तस्य व्यवहारः सम्यक् नास्ति इति किञ्चित् वक्तुमहं भवद्भ्यः फ़ोन् कृतवान् धन्यवादाः